पुस्तकानि अतिरिच्य आम् अहं पठामि मासिकान् पठामि ब्लाग् तु अहं विशेषतया न पठामि किन्तु वार्ता प वार्तापत्रम् आमां पठामि वार्तापत्रम् पुस्तकमिति संस्कृतिविषये सः विषयस्य सन्देशमिति इदानीम् अहं केवलम् सन्देशमिति पुस्तकस्य नाम अहम् स्मरामि बहवः बहवः बहुनि पुस्तकानि सन्ति तत्र अहं पठितवती इदानीं तु न किन्तु पठितवती यथा मासिकं यथा चम्पक् संस्कृतं चम्पक् अपि अहम् पठितवति वार्तापत्रस्य विषये यदि वदामि तदा अस्माकं गृहे इति संयुक्तकुटुम्बः मम अतः हितवादः महाराष्ट्रः लोकमत् तथा च एकं वार्तापत्रम् आगच्छति मम गृहे अहं तु हितवादः इति वार्तापत्रं पठामि अनन्तरं संस्कृतसाप्ताहिकम् अपि आगच्छति मम गृहे तदपि अहं पठामि धन्यवादाः